अहम् उडुपिमध्ये अस्मि अत्र आगत्य भवन्त वेब्सैट् मध्ये आर्डर् कृतवानहं तत् आर्डर् रिसिप्ट् न दत्तं मया अतः रिसिप्ट् अवश्यकम् अत्र टि ए डि ए इत्यादिकं अस्मिन् अहमत्र कालेज् मध्ये अस्मि टि ए डि ए इत्यादिकं अत्र दास्यन्ते अतः रिसिप्ट् अवश्यकम् आसीत् कृपया रिसिप्ट् दीयतु